मम चित्रकलायाः विषये अहं वदामि चेत् प्रथमं बाल्ये एव अहम् एकस्य गृहं गतवान् तत्र एकं सुन्दरं श्रीकृष्णमूर्तिं ग्लास् मध्ये दृष्टवान् तत्र तद् दृष्ट्वा अहं मनसि चिन्तितवान् एतद् चित्रं बहु सुन्दरम् अहं कथं लेखनीयम् एतत् चित्रम् इति दृष्ट्वा अहं मनसि चिन्तयित्वा अहम् अङ्कनीं स्वीकृत्य निधानतया प्रायः एकघण्टा समयः अभवत् तद् चित्रं सम्पूर्णं लिखितवान् तत् पश् तत् दृष्ट्वा सर्वै सर्वे जनाः तत्र अत्युत्तमं चित्रम् इति सः उक्तवन्तः मम उत्साहः अपि वर्धितः अनन्तरम् एकवारम् एकं व्याघ्रस्य चित्रं तत्र स्वीकृत्य व्याघ्रं कथं करणीयं व्याघ्रस्य चित्रं कथं लेखनीयम् इति अहं चिन्तयित्वा सम्यक् अङ्कनीं स्वीकृत्य तत्र स्केच् कथं करणीयमिति निधानतया तद् दृष्ट्वा एव तथा एव एकाग्रतया अहं कृतवान् उत्तमं जातम् अतः मम उत्साहः इतोऽपि वर्धितः स्केच् पेन् स्वीकृत्य तत्र स्केच् पेन् उपयुज्य तदुपरि अहं स्केच् कृतवान् इदानीं तस्य उपरि स्केच् मध्ये ट्रेस् कृतवान् स्केच् उपयुज्य ट्रेस् कृतवान् अतः उत्तमम् इतोऽपि उत्तमम् अभवत् अनन्तरम् एकवारं शालायां स्पर्धा आसीत् स्पर्धायाम् अहं व्याघ्रस्य चित्रम् एव अहं लिखितवान् प्रथमं पारि प्रथमं पारितोषिकम् अहं प्राप्तवान् इतः अतः अनन्तरं युट्युब् मध्ये अनेकानि चित्राणि दृष्ट्वा अहं स्केच् कथं करणीयम् इति मम नैपुण्यं कथं वर्धनीयम् इति अहम् अभ्यासः कृतवान्